हरिः ओं हरिः ओं महोदय उपविशामि आम् नमस्कारः महोदय अहम् अत्र बेङ्क् प्रति किमर्थम् आगवतवान् इति चेत् मम अत्र अनेन वित्तकोषेन अहं किं किं प्राप्तुं शक्नोमि इति ज्ञातुं प्रथमं मम इच्छा अस्ति यथा अत्र यदि मम धनं स्थापयामि चेत् तस्य वृद्धिः का भवति पुनः अन्याः काः अपि सेवाः भवद्भ्यः दास्यन्ते किम् इति कृपया वदतु महोदय महोदय महोदय महोदय

सत्यं सत्यं सत्यं महोदय भवतु भवतु महोदय भवतु किञ्चित् अधिकं तर्हि एकस्य वर्षस्य कृते एकस्य वर्षस्य कृते वर्षद्वयस्य कृते तथा तथा भवतु महोदय तत्र यत् यत् यदा वयं स्वीकुर्मः तस्मिन् समये या वृद्धिः अस्ति सा एव वृद्धिः सर्वदा भवति वा तत् प्रतिवर्षं परिवर्त्यते वा तत्र कापि व्यवस्था अस्ति किम् महोदय यथा फ़िक्सड् फ़िक्सड् डिपोजिट् स्वीकुर्मः महोदय ओहो

तर्हि या वृद्धिः पूर्वम् अङ्गीकृतं सा एव वृद्धिः दीयते तदेव यद्यपि तत्र सर्वत्र तस्य परिवर्तनं भवति तदपि यत् यथा मया स्वीकृतं तस्मिन् समये या वृद्धिः अस्ति ततोपि अधिकं भवति चेत् अथवा न्यूनं भवति चेदपि यत् मया अङ्गीकृतं तदेव दीयते तदेव खलु महोदय उत्तमम् उत्तमम् विषये महोदय उत्तमम् उत्तमम्

उत्तमं तदर्थम् अर्हता का अपेक्षिता महोदय मम आयः एतावान् अन्यूनम् एतावान् आयः भवेत् इति कोपि नियमः अस्ति किम् वार्षिकाम् आयः महोदय वेतनानुगुणं तथैव तदैव तर्हि तत्र मम अहं तु व्यापारि एव अहं वणिगस्मि तदर्थं तत्र तिलरूपेन आयः तु अन्यूनम् एतावान् लभ्यते इति वक्तुं शक्नोमि पुनः अहम् एतत् टेक्स् अपि अहं प्रतिवर्षं ददामि तस्मिन् विषये नियतरूपेण अहं कार्यं करोमि तर्हि तदनुसृत्य अन्यूनं मम कियदस्ति इति अहम् तान् सर्वान् अपि आनीय भवतः पुरतः सर्वम् अपि स्थापयामि महोदया तत् परीशिल्य पुनः कियते ऋणाय अहम् अर्हः इति भवान् कृपया वदतु तथैव धन्यवादाः